नमस्ते अहम् इदानीम् इदानीम् एव दश इड्लिकम् आवश्यकम् इति दूरवाणीं कृतवती इदानीं द्वित्रीजनाः न आगच्छन्ति इति कारणेन मह्यं पञ्च इड्लिकं पर्याप्तं तन्निमित्तं किञ्चित् क्वथितम् अनन्तरं छट्नि पर्याप्तं धन्यवादः